हरि ओम् नमः सर्वेभ्यः गतमासे अहं एकम् युतकम् क्रीतवान् आसम् अत्र मंगलूरुतः किमपि तस्य वक्तुं न शक्यते तावत् तस्मिन् दोषाः सन्ति उष्णकाले धर्तुं न योग्यं मूल्यमपि बहु अधिकम् अस्ति अतः एतादृशं युतकं मा क्रीणन्तु इति मम प्रार्थना